बाल्ये अहं मम मातुः मुखात् रामायण महाभारत रामायणमहाभारतकथाः अश्रुण्वम् अनन्तरं पुस्तकानां पठनं कृतवती बाल्ये कथा श्रवणे मम अतीव आसक्तिः आसीत् अनन्तरं पठनस्य आरम्भः अभवत् न स्मर्यते इति भावः न समीचिनः बाल्ये यत् श्रूतं पठितं वा तत् विस्मृतुं न शक्यते केनापि विस्मर्तुं शक्यते यतः उक्तं खिल बाल्य अपि अभ्यासः उत्तमः इति कर्नाटकभाषायाम् अपि अस्ति चिकदन्नल्लि कलित विद्ये यावाग्लु कोनेविरेगु इरत्ते अन्ता तथा बाल्याभ्यासः एव श्रेष्ठः अतः न स्मर्यते इति वचनं अहं न विश्वसामि